अहमधुना बहिः निवसामि इति कृत्वा मया गृहतः यदि बहिः मम कार्यक्षेत्रं यदा मयि आगम्यमानमासीत् इत्युक्ते अहं गुरुकुले इदानीं अधुना निवासं करोमि तत्र मम अध्ययनं समाप्य अधुना अत्र अध्यापनं कुर्वती अस्मि तत्र यदा मया विरामं समाप्य आगम्यमानं आसीत् तदा एका घटना सञ्जाता मया सह तत्र मया ट्रेन् याने आगम्यमानम् आसीत् अहं एका एव आसम् तत्र केचन जनाः बहवः आसन् वस्तुतः तत्र कश्चन एकः पुरुषः अहं एका एव अस्मि इति ज्ञातवान् तेन कारणेन सः मया सह अन्यथा व्यवहर्तुमपि प्रयत्नं कृतवान् परन्तु तेन किमपि कर्तुं न शक्तम् अतः मया अपि तस्य विरोधः कृतः इति एष एवं जनाः अधु आधुनिककाले बहु अन्यथा चिन्तायुक्ताः जनाः जीवने कदाचित् आगच्छन्ति यस्य अस्माभिः किं वारणं कर्तव्यं भवति कथं तत् कर्त कर्तव्यम् तस्य वारणं इति मया सम्यक्तया ज्ञातं तस्मिन् काले एवं एषा घटना मम जीवने अविस्मरणीया घटना वर्ततेे